ग्रामीण समुदायेषु नाम तत्र बहवः क्रीडाः भवन्ति उदाहरणं कब्बड्डी अथवा वृक्षारोहणम् अथवा लक्ष्यप्राप्त्यर्थं धावनं इटि इटी त्रो इत्यादिकं तत्र भविष्यति तत्र जनाः कबड्डीक्रीडनेन देहदार्ढ्यं तथा च लक्षप्रापणं च बहु समीचीनतया ज्ञा ज्ञातुं शक्नुवन्ति तथा च यद् वृक्षारोहणं वृक्षारोहणं यदा क्रियते तत्र एकं कौशलम् अपेक्षितम् अत्र क्रियेटिविटी अपेक्षिता एव यदि ते वृक्षारोहणकाले एकवारं किञ्चित् स्लिप् किमपि भवन्ति चेत् साक्षात् अधः पतन्ति तेन तेषां जीवनं जीवः जीवः अपि गन्तुं शक्नोति अतः तद् कौशलम् अस्माकं ग्रामीणक्रीडां क्रीडनेन वर्धते एवम् तथा च यद् इटि इति उक्तम् तत्रापि तेषाम् एकाग्रतावर्धनं वर्धने प्रवृत्तिः भवति अनेन तेषाम् एकाग्रता वर्धते यथा च धनुर् धनुक्रीडा क्रीडनेन अपि एकाग्रता वर्धते यथा च तद् कौशलमपि वर्धते एवं ते तद् एकाग्रतया यद् किमपि कार्यं भवतु तद् कर्तुं शक्नुवन्ति तद् कियद्वा कष्टं भवतु स्व एकाग्रतां न त्यजन्ति तथा च सर्वदा क्रियाशीलाः भवन्ति